पाश्चात्य तत्वशास्त्रविषये अहम् अधिकं किमपि न जानामि तर्हि मन्ये भारतीयः फ़िलोसोफ़ि इत्युक्ते तत्वशास्त्रम् एव एतादृशः प्रगल्भः अस्ति तर्हि तत्र एव पठनम् इत् इत्यादिकम् अधिकं न भवितुम् अर्हति समयस्य अभावात् तर्हि पाश्चात्य तत्वशास्त्रविषये अधिका रुचिः अपि नास्ति तत्र पठितुम् अवसरः अपि न कदा लब्धम् तर्हि भारतीयतत्वशास्त्रस्य विषये वदामि भारतीयतत्वशास्त्रे दर्शनशास्त्रम् इत्युक्ते बहवः ग्रन्थाः सन्ति पतञ्जलिमुनयः योगसूत्रम् अस्ति अनन्तरम् योगसूत्रविषये अत्र बहु अस्माकमेव शुद्धभारतीययोगशास्त्रम् इत इति शास्त्रं भारतीयः अस्ति तर्हि पतञ्जलिमुनिना एव तत्र पूर्वं रचितम् तर्हि अधुना अधुना तस्य योगशास्त्रस्य बहु प्राक्टिकल् नालेज् बहवः जनाः सर्वत्र प्रसारितवन्तः तर्हि सामान्यजनाः अपि सम्यकरूपेण अत्र योगेषु योगो सुत्र सूत्रयत् किम् उक्तं यानि किं शरीरशुद्धिः तत्र उक् उक्तं प्रथमम् अनन्तरं वाक्शुद्धिः उक्तं तर्हि तादृशः सर्वम् तस्य प्रचारम् अत्र प्रसारम् अपि बहु वीथीवीथीषु अभवत् अधुना तर्हि अत्र योगशास्त्रस्य विषये महत्वपूर्ण वक्तव्यं महत्वपूर्णतया वक्तव्यं चेत् रामदेवबाबा इति अस्ति रामदेवबाबा स्वामिना बहु तस्य प्रसारः कृतः तर्हि जने जनेषु तत्र रामदेवबाबा इत्युक्ते योग योगासनानि तर्हि अत्र योगाभ्यासी जनार्दनस्वामीयोगाभ्यासी मण्डलं तथा इतोपि बहवः मण्डलाः सन्ति अत्र संस्थाः योगस्य प्रसारप्रचारार्थम् तर्हि योगोशास्त्रस्य अत्र बहु प्रगल्भता जनेजनेषु वर्तते तर्हि प्राक्टिकल् रूपेण अपि तत्र तस्य बहु प्रचारः प्रसारः अभवत् सामान्यस्तरे तु तस्य बहु वर्धनम् अभवत् तत्र तस्य तत् तस्य एकम् उत्तमं स्थानं प्रतिजनेषु अत्र अधुना ना निर्मिता स्थानं निर्मितम् इति अधुना परिस्थितिः उत्तमा अस्ति तस्य विषये अनन्तरमेकमस्ति दर्शनशास्त्रम् दर्शनशास्त्रम् इत्युक्ते फ़िलोसोफ़ि तर्हि चार्वाकस्य विषये वक्तुम् इच्छामि चार्वाकदर्शनं यत् अस्ति तत्तु तथा परमात्माप्राप्तिः यत्किमपि भवति आत्मशुद्धिः कृत्वा परमात्मा किं मेडिटेशन् इत्युक्ते मेडिटेषन् कृत्वा तत्र परमात्मा समीपं गन्तव्यम् तादृशं किमपि अस्ति चेत् शङ्कराचार्यः इत्यादिकं सर्वे भवति तेषां दर्शनशास्त्रं परम् अधुना जनेषु चार्वाकदर्शनस्य अति अधिकः प्रभावः दृश्यते तर्हि ऋणं कृत्वा घृ घृतं पिबेत् इति अस्ति तद् तर् चार्वकदर्शनस्य किम् उक्तिः अस्ति तर्हि सर्वे अधुना यत् कि किमपि जीवनम् अवशिष्टं यत्किमपि लब्धं तस्य सम्यक् रूपेण उपभोगं कर्तव्यम् यः समयः अस्मिन् अस् अस्माकं हस्ते अस्ति तस्य सम्यक्तया उपभोगं स्वीकुर्मः एतादृशः किं तस्य कृते किञ्चित् ऋणं कर्तुं श भवि करणस्य आवश्यकता अस्ति तथापि करणीयम् तस्य पूर्तिः भवेत् अनन्तरं कुर्मः परं तस्य उपभोगं सम्यक्तया यत्किमपि जीवनमस्ति एतदेव जीवनं लब्धम् एतदेव अस्ति अग्रे न जाना जानीमः मिलिष्यति न मिलिष्यति तर्हि ऋणं करोतु चिन्ता मास्तु परं सम्यक्तया उपभोगं करोतु जीवनस्य एतादृशं सर्वे सर्वेषु मनस्सु अधुना प्रति प्रतिद्वितीयजनः तत्र एतादृशी विचारसरणि अस्ति विचारसरणि सर्वेषु अधुना अधिकं प्रवर्धते तथापि योगस्य विषये तु अहम् उक्तवती एव अनन्तरमस्ति तत् शङ्कराचार्यस्य यत् एतादृशं वदति खलु जगति सर्वम् मिथ्या जगति सर्वं किमस्ति तस्य उक्तिः तर्हि तस्मिन् विषये किञ्चित् वक्तुम् इच्छामि तत्र योगशास्त्रद्वारा परमात्मा प्राप्तिः शीघ्रतया भवति इति अहं विद्वत्सु बहुवारं श्रुतवती तर्हि मेडिटेशन् इति उत्तमः तस्य उदाहरणमस्ति मेडिटेषन् इति योगसूत्रस्य महत्वपूर्णः विषयः अनन्तरं तत्र प्राणायामः इति भवति प्राणायामः प्राणायामद्वारा आत्मशुद्धिः तु भवति एव श्वासोच्छ्वासः इत्यादिकं सर्वं शरीरशुद्धेः कृते तद् बहु महत्वपूर्णं तेन किं भवति व विचा वैचारिकशुद्धता अपि तेन साध्यते वयं निगीटिविटि इति वदामः खलु प्रतिदिनं योगासनानि तर्हि प्राणायामः इत्यादि कुर्मः चेत् यत्किमपि निगीटिविटि भवति तस्य नाशः भवति अनन्तरं समीपमपि न आगच्छति नेगेटिविटि नकारात्मकता न आगच्छति समीपे इति प्रभावः तस्य भवति इत्युक्ते सकारात्मकता बहु सकारात्मकता अन्ते अन्तः तस्य अभवत्